अस्माकं भारतस्य एक पारम्परिक कला भवति शिल्पकला अनेके क्षेत्रे मन्दिरे एवं राज्ञाः क्षेत्रे राज्ञाः मन्दिरे अनेक अनेकानि गृहे एवं पुरातनकाले कलाकाराः शिल्पाः शिल्पकला निर्माणं अकुर्वन् तत्समये भारतस्य पारम्पर्यं संरक्षणार्थं ते शिल्पकलानिर्माणं करु अकुर्वन् अद्यतनकाले अपि अद्यतनकाले अपि अत्र त्रिश्शुर् मध्ये गुरुवायुर् क्षेत्रं भवति गुरुवायुर् मन्दिरे अपि पुरातनं गुरुवायुरं पुरातनं शिल्पकलायाः शिल्पक्षे शिल्पकलायाः कलायाः निर्माणं तत्र भवति तत्र अस्ति एवम् एकम् उत्तम उदाहरणं भवति ता श्रीपद्मनाभस्वामिक्षेत्रम् तिरन्तपुरजनाः जनदे पद्मनाभस्वामिक्षेत्रं तत्र वयं पश्यामः केवलम् एकं केवलं पुरातनं राज्यं पारम्पर्यं तत्र गन्तुं शक्नोति चेत् वयं पश्यामः अनन्तरं पुरातन शिल्पकला संरक्षणार्थम् अद्य बहूनि मन्दिरं क्षेत्रं म्यूसियं तदा क्षेत्राणि स्वाति तिरुनाळ् क्षेत्रं मन्दिरं भवति कोळ्कोड् मध्ये मध्ये स्वाति त्रिन्नाळ् महाराजा मन्दिरं तत्र अत्र एक अस्माकं भारतस्य पुरातनं पारम्पर्यं पुरातनपारम्पर्यं कलाशिल्पं शिल्पकला शिल्पकला संरक्षणम् अत्यन्तं भवति किन्तु किन्तु तत् न्यूनं न्यूनम् आगमिष्यति नूनं न्यूनम् आगमिष्यति वा शिल्पकला तत् सर्वं न्यूनं न्यूनम् आगमिष्यति अस्माकं केरले तत् पुरातने बहूनि सन्ति अतः न्यूनं न्यूनम् आगमिष्यति तत्सर्वं वा अस्माकं अस्माकं अस्मागम् आवश्यं भवति तत् संरक्षणार्थम् अस्माकम् आवश्यकं भवति तत् संरक्षणं कुर्वन्ति इति ते तेषाम् उपकारम् अस्माकं कृते बहूनि अस्ति केवलम् अन्य अन्यत् आगमिष्यति आगमन भविष्यकाले बालिकाः बालिकाः बालिकायाः बालिकाः बालिके तेषाम् अन्यत् आगमिष्यति आगमन भविष्यत्काले तेषाम् अस्माकं पुरातन पुरातनराज्यस्य किमपि कि राज्यस्य प परम्परा इति विषये इति विषयम् इति विषयं किमपि न जानामि जानामि जानामि तत् तत्ज्ञानम् अस्मातं बालिका बालिके च आगमन भविष्यत्काले आवश्यं एकम् अवश्यं कार्यं भवति